हरि ओं स्विगी सेण्ट् सर्विस् सेण्टर्तः वदति अहं प्राञ्जलः वदामि अहम् पिज़्ज़ा आर्डर् कृतवान् आसम् परन्तु ए एड्रेस् मया अनुचितं दत्तमस्ति तत्र एड्रेस् मध्ये ए सेवेण्टीनैन् लिखितम् अस्ति परन्तु एड्रेस् अस्ति ए सेवेण्टीसिक्स् इति ए सेवेण्टिसिक्स् आनन्दविहार् कोलोनि त्रिवेणीनगरम् इति अहं भवान् प्रार्थये यत् एड्रेस् कृपया चेञ्ज् करोतु एवं बहु बहु धन्यवादः भवतः